हरिः ओम् आव् ओ अहं मम नाम महेन्द्रशर्मा भवतः नाम किमस्ति ओहो वदतु किं कार्यमस्ति आम् आम् ओहो अत्र अध्ययनसमयेऽपि स्वास्थ्यं समिचीनं नास्ति तस्य पुत्रः इदानीं तु सः स्वास्थ्यं समीचीनम् अस्ति इदानीं तु सम्यक् अस्ति

भवतः आम् भवतः पुत्रः अध्ययनसमये समयेऽपि ध्यानं न यच्छति

निखिलः महो निखिलः हा निखिलः तस्य स्वास्थ्यं समीचीनं नास्ति औषधिव्यवस्थाम् अहं कृतवान् तर्हि एकवारं उपचारमपि कृतवान् तत्र प्रातःकाले प्र प्रार्थना आसीत् तत्र तस्मिन् समये कण्ठवेदना अस्ति न न न महोदय एकवारं एकवारं आगच्छतु विद्यालये ओहो हा आगच्छतु एकवारं पश्यतु स्वास्थ्यं कथमस्ति भवतः पुत्रः अत्र तु व्यवस्था अस्ति महोदय आं नमोनमः